शालायां मम इष्टतमः विषयः वेदान्तः किमर्थं नाम तत्र वेदान्ते आत्मसाक्षात्कारः कथं स्यात् मोक्षः कथं प्राप्यते इति विस्तारेण शाङ्करभाष्ये लिखितं वर्तते तत्र वेदान्ते किं किं वर्तते नाम भगवद्गीता प्रस्थानत्रयं निरूपितवन्तः सन्ति शङ्कराचार्याः तत्र प्रस्थानत्रयं नाम वे उपनिषद् भगवद्गीता ब्रह्मसूत्रमिति उपनिषद् मध्ये कथाः सन्ति तथा च तत्र कठोपनिषत् मध्ये नचिकेतसः कथाः आयान्ति अनन्तरं भगवद्गीतायां वयं जानीमः एव भीष्मपर्वणि कुरुक्षेत्रे इति कुरुक्षेत्रस्य समये इयं भगवद्गीता कृष्णः अर्जुनाय अवबोधयति अनन्तरं तृतीयं वर्तते ब्रह्मसूत्रं ब्रह्मसूत्रे सूत्राणां विस्तारः तत्र वर्तते एतत्त्रयं प्रस्थानत्रयम् इति उच्यते मह्यं वेदान्तसारः वेदान्तः इष्टः इष्टः विषः विषयः वर्तते